मम प्रान्तस्य सांस्कृतिक क्रीडाः करगाट्टं कावडियाट्टं पोय्काल् कुदिरयाट्टं परयाट्टं बोम्मलाट्टं तेरुक्कूत् सिलम्बाट्टम् इत्यादयः वर्तन्ते तत्र एकैकस्मिन् विषये पृथक् पृथक्तया वदामि यथामतिः करगाटम् इत्युक्ते एकविधनाट्यविशेषः तत्कृते विलक्षणाः वाद्यविशेषाः उपयुज्यन्ते यः नृत्यति सः मस्तके घटं स्थापयित्वा तं धृत्वैव नृत्यति तस्य पतनं विना नृत्यति एकेव घटं स्थापयति इति न अपि तु उपर्युपरि त्रयो वा चतुरो वापि स्थापयितुं शक्यते परन्तु तं धृत्वा पतनेन विना करणीयमस्ति कावडियाट्टम् इति तीर्थयात्रासमये कुर्वन्ति जनाः तस्य नाट्यस्य गानशैली पृथक् भवति कावडि इति तुलनायन्त्रम् इव भवति तस्मिन् उपहारान् स तस्मिन् उपहारान् संस्थाप्य जनाः भगवन्तं प्रति प्रार्थनां कृत्वा तम् तद् मन्दिरपर्यन्तं धृत्वा नयन्ति इदञ्च प्रायः सुब्रह्मण्यस्वामिनः कृते क्रियते अनन्तरं पोयिक्काल् कुदिर्याट्टमिति इत्युक्ते असत्यपादयुक्तश्वः इति अत्र जनाः अश्वैव वेषं धृत्वा नृत्यन्ति अश्वैव मुखं तथा पुच्छं सर्वं कारयित्वा कुर्वन्ति अनन्तरं परयाट्टम् इति परै इति तालवाद्यविशेषः वर्तते तं वादन्येव नाट्यं कुर्वन्ति तं वादन् तत् तालानुसारेण नृत्यन्ति यः नृत्यति सः एव तं वादन् नृत्यति तं वाद्यम् यष्टिना वादयन्ति यष्टिना वादयित्वा नृत्यन्ति अनन्तरं बोम्मलाट्टम् इति हिन्दीभाषायां कटुपुतली इति व्यवहारः एवम् आङ्ग्लभाषायां पपेट्री इति तत्र उत्तिकान् संस्थाप्य सूत्रधारः तेषां कर्मान् कारयन्ति सूत्रद्वारा कारयन्ति सूत्रकारः शब्दानपि सः एव सूत्रधारः करोति पुत्तिका नाटकम् इति वत् पुत्तिका नाटकवत् दृश्यते अनन्तरं तेरुक्कूत् इति इत्युक्ते वीथिनाटकम् इति ग्रामे प्रायेण कुर्वन्ति प्रायेण फाल्गुनमासे तथा आषाढमासे च कुर्वन्ति ये नटन्ति ते वेषभूषादिकान् धृत्वा वीथ्यां नाटकं नाटकं कुर्वन्ति एवं प्रायेण महाभारतविषये रामायणविषये अथवा भारतीयपुराणेतिहासविषये एव नाटकाः भवन्ति अन्ते सिलम्बाट्टम् इति इति युद्धकला अस्ति एतत् युद्धकलाविषये पुरातनाः राज्ञः कालादेव अस्य परिचयः वर्तते एषा च कला स्वरक्षणार्थम् क्रियते स्म